प्रत्येकस्मिन् वेदेपि कर्मकाण्डं ज्ञानकाण्डं काण्डम् इति द्विधा विभक्तं तत्र कर्मकाण्डे देवतानां विषये अधिकतया उच्यते अर्थात् तत्र कर्म एव विहितं कर्मकाण्डे कर्मकाण्डे ये यज्ञयागादिकं कुर्वन्ति ते मुख्यतया देवतोपासनं कृत्वा कुर्वन्ति अर्थात् प्रत्येकं यागमपि प्रत्येकम् प्रत्येकं देवस्य विषये क्रियते नाम पृथक् पृथक्तया क्रियते अत्र तत्र सर्वे सर्वाः सर्वाः उपासनाः सर्वाः उपासनाः अपि सन्ते चतुर्मुखब्रह्मणः एव भवन्ति ज्ञानकाण्डे तु उपासनादिकम् वर्तन्ते किन्तु विरलेन तत्र ज्ञानमेव मुख्यम्